न्याचुरोपति अथवा नैसर्गिकचिकित्सा इत्युक्ते अस्माकं सहजजीवनम् यदि वयं सहजरूपेण जीवामः चेत् अस्माकं जीवनं सार्थकमेव भवति यदि वयं असहजरूपेण भवामः चेत् अस्माकं जीवनं निरर्थकमेव भवति उदाहरणार्थं वदामि इदानीं प्रातकाले सर्वे चटकाः प्राणिनः सर्वे उत्तिष्ठन्ति तेषां कार्यमेव कुर्वन्ति वयं रात्रौ एव सर्वं कोलाहलं कृत्वा अदौ अहोरात्रि नर्तनं कृत्वा किमपि कार्यं कृत्वा अनन्तरं प्रातःकाले निद्रां कृत्वा द्वादशवादने उत्तानं चेत् अस्माकं जीवनमेव व्यर्थं भवति अतः नैसर्गिकरूपेण वदामः चेत् नैसर्गिक न्याचुरोपति एव वरम् नैसर्गिकचिकित्सा उपरि बहुकरणीयं भवन्ति किं वदामः कन्नडे वक्तुं शक्नोमि प्रातःकाले तत् ब्राह्मी मुहूर्तः इति वदन्ति खलु सार्धत्रिवादनतः सार्धपंचवादने ये उत्तापय उत्त उत्तिष्ठन्ति खलु ते ब्रह्मपुत्राः सार्धपञ्चवादनतः सा सार्धषड्वादनं प्रति उत्तिष्ठन्ति खलु ते मानवपुत्राः सार्धषड्वादनतः अग्रे के उत्थापयन्ति खलु ते सर्वे राक्षसपुत्राः इति एका उक्तिः अस्ति मम न अतः वयं सम्यक् रीत्या जीवनं यापयामः चेत् अस्माकं जीवनं सार्थकं भवति नो चेत् कष्टमेव भवति अतः सर्वे समु नैसर्गिकचिकित्सां स्वीकुर्वन्तु तत् तादृशे एव सर्वे जीवनं यापयन्तु